भवान् प्रशान्तो वा हा अद्य प्रेयर् कृते किमर्थं न आगतवान् भो हरिः ओम् अहम् अहं किं पृच्छामि भवान् प्रेयर् कृते अद्य किमर्थं न आगतवान् किमर्थं तदेव पृच्छामि किमर्थम् किं क्षम्यतां भोः क्षम्यतां किं प्रतिदिनम् एवमेव चलति यद् भवतां परीक्षां न दातुं शक्नोति वा एतद् जानन्ति खलु वा न किमाम् आ न अग्रिमं न इतः पूर्वं किं कृतं भवान् प्रत्येकं प्रत्येकं तत् एतदेव करोति प्रतिदिनं तर्हि कथं भवति पश्यतु अहं निश् अहं पश्यतु अहं निष्कासयामि यदि इतः परं यदि करोति एता एतादृशं तर्हि अहं निष्कासयामि भो प्रतिदिनम् एवं प्रतिदिनम् एवमेव चलति भो भवान् भवान् एवमेव कथयति मम स्वास्थ्यः सम्यक् नास्ति एतत् सम्यक् नास्ति हा रूल्स् जानाति खलु भवान् यदि सेवेन्टि फ़ैव् पर्सेण्ट् अट्टेन्डेन्स् न भविष्यति तर्हि भवान् परीक्षां न लिखितुं शक्नोति जानन्ति वा न जानन्ति पश्यतु न न अहम् अटेन्डेन्स् एव न वदामि परन्तु कक्षायामपि भवान् तुष्णिमेव उपविशति तत्र किमपि मुखम् अपि न उद्घाटयति किमर्थम् एतादृशम् हा किमपि न अवगम्यते वा किं न वदतु यदि किमपि अवगम्यते वा न अवगम्यते तदपि वदतु न अवगम्यते चेत् अहं तद् शिक्षिकां वदामि आम् एतादृशः न चलति भो यदि श्वः दअ यदि श्वः तः न आगमिष्यति भो प्रेयर्मध्ये तर्हि अहं निष्कासयामि

अवगतान् वा वा किं क्षम्यतां करोतु न न एतादृशः न चलति यदि भवान् श्वः न आगमिष्यति तर्हि अहं निष्कासयामि भवन्तं विश्वविद्यालयात् एव निष्कासयामि जानन्ति वा आम् तर्हि रक्षन्तु